स्पोर्ट्स् विषये मम तावत् इण्ट्रेस्ट् नास्ति मम अहं स्पोर्ट्स् विषये त उत्सुखी न न भवामि तथापि सचिन् डेन् अस्माकं भारतराष्ट्रस्य सचिन् तेण्डुल्कर् इति एकः क्रिकेट् प्लेयर् अस्ति तस्य नाम अहं जानामि अस्माकं केरलेषु ऐ एम् विजयन्निति एकः फ़ुट् बाल् प्लेयर् अस्ति इदानीं म वर्ल्ड् कप् देशीय क्रिकेट् कायिग मत्सरे सचिन् तेण्डुल्कर् भागभागित्वं कृतवान् तत्र वर्ल्ड् कप् ट्रोफ़ी अपि तेषां नायत्वरूपेण तस्य सङ्घस्य ल लब्धवान् इदानीं मम तावदेव अहं जानामि स्पोर्ट्स् विषये मम अधिकः तत्र ज्ञानं नास्ति